भारतस्य अन्यस्मिन्राज्ये नोपलभ्यमानानि मम राज्यस्य विशिष्टानि स्थानानि तु तत्र प्रथमं भवति तिरुपतिः नाम तिरुमला इति अत्र पर्वतः वर्तते तस्मिन् शिखरे श्रीनिवासः वसति श्रीनिवासः इति एकः देवः सः तावत् अन्यस्मिन् राज्ये कुत्रापि नोपलभ्यते तं द्रष्टुं सर्वेभ्यः राज्येभ्यः राज्येभ्यः न केवलेभ्यः राज्येभ्यः अपि तु अन्येभ्यः राष्ट्रेभ्यः अपि जनाः अत्र प्रतिदिनमागच्छन्ति तस्य दर्शनार्थम् अत्र प्रायः प्रतिदिनं षष्टिसहस्रजनाः भवन्ति अस्मिन् क्षेत्रे न केवलं सः वसति तेन साकम् अत्र प्रकृतिसम्बन्धदृश्यानि एवं बहूनि वर्तन्ते यत्र जलपातादिकं तीर्थादिकं सर्वं च वर्तते इतोपि वक्तव्यम् इति चेत् अत्र मम राज्ये विशिष्टं स्थानं नाम नल्लमल्ल इति अटवीप्रान्तः वर्तते स एव प्राचिनकाले दण्डकारण्येन इति नाम्ना प्रसिद्धः अस्ति सः अत्रैव उपलभ्यते